हरिः ओं नमो नमः मम नाम ज मम नाम जयन्त् सर्वकारः अस्ति अहम् अस् छायाचित्रं स्वीकर्तुम् इच्छामि एतत् छायाचित्रभवनम् अस्ति वा आं मम विवाहः अस्ति अग्रिममासस्य तृतीयदिनाङ्के तर्हि मम विवाहस्य छायाचित्रं स्वीकर्तुं शक्नुवन्ति वा सायं पञ्चवादने अस्ति विवाहः परन्तु विवाहस्य पूर्व् प्रीवेडिङ्ग् छायाचित्रमपि स्वीकरणीयं तर्हि मध्याह्ने आगन्तव्यं प्रायः एकवादने एव स्थानं तु अगर्तला अगर्तलायाम् अस्ति अगर्तलायां महाराजावीरविक्रमविवाहनिवासे अस्ति

वीरविक्रमनिवासः नाम राजनगरस्य मोटर् स्टेण्ड् पार्श्वे एव अस्ति तर्हि कियद् धनम् आवश्यकम् अस्ति न छायाचित्रं पुनः च विडियो अपि आवश्यकता अस्ति उभयम् एव स्वीकरणीयम् समयः अस्ति प्रायः विवाहः अष्ट पञ्चवादने अस्ति सायं परन्तु प्रीवेडिङ्ग् इति छायाचित्रग्रहणार्थम् एकवादने आगच्छन्तु पुनः रात्रौ एकादशवादनपर्यन्तं पुनश्च द्वितीयदिने अपि आगन्तव्यं द्वितीयदिनेऽपि अस्ति सायं षड्वादनतः रात्रौ दशवादनपर्यन्तम् चतुस्सहस्रम् एतावत् धनं किमर्थं चतुस्सहस्रं व्यस्तात् प्रायः एकसप्ताहम् अहं छायाचित्रार्थं सङ्ग्रहणं तत्र कर्तुं शक्नोमि चतुस्सहस्रं बहु अधिकम् अस्ति केवलं पञ्चसहस्रं ददामि मम एकः बन्धु कश्चित् दिने एव पूर्वे एव विवाहं कृतवान् सः प्रीवेडिङ्ग् तथा च विवाहः च सर्वेषां छायाचित्राणां तथा विडियो अस्य कृते केवलम् एकसहस्ररूप्यकाणि एव दत्तवान् त्रिसहस्रम् अहं न ददामि केवलम् एकसहस्त्रमेव ददामि

तर्हि आगच्छति वा अस्तु तर्हि आगच्छन्तु समयेन आगन्तव्यम् अस्तु धन्यवादः